हरिः ओं मातः आं सम्यक् अस्मि मातः भवती इदानीं गृहे अस्ति किं मातः हो अस्तु अस्तु अस्तु आम् इदानीं गृहम् आगन्तुम् इष्टवती किन्तु दूरवाण्या सम्भाषणं समापयामः इति भवती पूर्वम् अस्माकम् अस्माकं मार्गे वीथ्यां सम्भाषणशिबिराणि चालितवती आसीत् किल हा हा एवम् इदानीं हा वीथिजनान् सर्वान् योजयित्वा किमपि सम्भाषणशिबिराणि आरम्भं कर्तुं शक्नुमः वा हा कीदृशप्रचारः अपेक्ष्यते अम्ब हो गृहसम्पर्कम् अनिवार्यम् इति वदति किम् अस्तु अम्ब वयं गृहसम्पर्कार्थं गच्छामः कदा गच्छामः आम् अस्तु हा अस्तु अम्ब अत्र अस्मिन् मार्गे अस्माकं परिचिताः इति मम परिचिताः बहु न्यूनाः एव अहम् इदमिदमेव वीथीं प्रति आगतवती भवत्याः परिचिताः बहवः स्युः अत्र हा अस्तु तर्हि शिबिरं वयं प्रातःकाले वा मध्याह्ने वा सायङ्काले वा चालयितुं शक्नुमः वा हा अस्तु अम्ब अत्र प्र हा तर्हि एकचिन्तनं कर्तुं शक्नुमः अम्ब प्रातःकाले एकादशवादनतः एकवादनपर्यन्तं त्रिवादनतः पञ्चवादनपर्यन्तं हा इति वयं चिन्तयितुं शक्नुमः तर्हि सुलभं भवति इति चिन्तयामि हा अस्तु अम्ब अत्र मार्गेषु सर्वे जा ज्येष्ठाः मात्रं न भवन्ति किल लघु लघु बालकाः अधिकाः दृश्यन्ते अस्तु शिबिरम् आयोजनं कुर्मः शिबिरानन्तरं तेषाम् अनुवर्तनवर्गस्य विषये भवती साहाय्यं कर्तुं शक्नोति किम् हा अस्तु अम्ब तदेव वयं स सा साप्ताहिकवर्गं चालयितुं शक्नुमः लघुबालाः चेत् तेषां कृते वयं बालकेन्द्रम् इति बालकेन्द्राणि आरम्भं कर्तुं शक्नुमः सप्ताहे एकदिनं सार्धघण्टात्मकं वर्गः भवती श्लोकाः जानन्ति किल लघु लघु श्लोकाः नित्यविधिः हा हा भवतु आम् अम्ब भवती श्लोकान् पाठयति अहं च लघु लघु गीतिकाः जानामि तानि गिति ताः गीतिकाः अहं पाठयितुं शक्नोमि एवं द्विविध वयं जनद्वयं मिलित्वा एकलघुबालकेन्द्रस्य आरम्भ आरम्भमपि कर्तुं शक्नुमः अम्ब इदा कति दिनानि शिबिरं चालनीयं भवति हा आम् अत्र वयं सप्तदिनानि कर्तुं हा सप्तदिनार्थं न शक्नुमः किल आम् आम् अस्तु अस्तु तर्हि हा अस्तु अम्ब दशदिनानि एव कुर्मः अस्माकं संस्कृतभारत्याः शैल्याम् एवमेव अस्ति इति कारणेन अत्र दशमदिने समारोपः इति कार्यक्रमः भवति तस्मात् व तस्य कार्यक्रमाय वयं कम् अतिथिरूपेण आह्वयामः अस्तु भवत्याः परिचिताः अस्तु वीथ्यां कोऽपि सन्ति किल परिचिताः ज्येष्ठाः संस्कृत अभिमा अस्तु संस्कृतभारतीपक्षतः अरुण् महोदयम् अह्वयामः किल भवती तं महोदयं जाना तं महोदयं जानाति अरुणः पूर्णकालिकः आसन् तः हा अस्तु अस्तु अम्ब अस्तु अम्ब इदानीं समारोपार्थं नाटकानि सम्भाषणप्रदर्शनानि हा अम्ब तन्निमित्तं किमपि पूजाद्रव्याणि क्रेतव्यानि वा अम्ब अम्ब अत्र पूजाद्रव्याणि वयमानयामः वा नो चेत् एकैक छात्रं प्रति वदामः वा हो ते एव आनयन्तु इति वदामः वा हो अस्तु अम्ब तत्र वयं यदा पूजार्थं सिद्धतां कुर्मः किं किम् आवश्यकता भवति इति वयं चिन्तयितुं शक्नुमः किल अस्तु उत्तमम् अम्ब अत्र स्वागतवचनम् अतिथिपरिचयम् अस्माभिः करणीयं वा नो चेत् छात्राः एव कुर्वन्ति ओ अस्तु अम्ब ते स्पष्टतया न वदन्ति किल तर्हि किं कुर्मः अस्तु अम्ब अस्माकं वीथ्यां न्यूनातिन्यूनं शतं जनाः भवेयुः किल अस्तु मिलित्वा कुर्मः अतः निश्चयेन सम्यक् एव भवति इति चिन्तयामि नमस्ते अम्ब पुनर्मिलामः शुभदिनम् शुभदिनम् अम्ब नमस्कारः